अत्र मेकप् निमित्तं यत् वस्तुं स्वीकृतम् तत्र पेटिकामध्ये बहूनि वस्तूनि आसन् तत्र तैलमेकं शरीरलेपनार्थम् आसीत् यदा लेपनम् अभवत् झटिति शरीरे कण्डूयनम् आरब्धम् पूर्णं व्रणं जातम् अत्यन्तरक्तवर्णं जातं शरीरम् शरीरं रक्तवर्णं जातम् अतः एतादृशवस्तुः परीक्षणविना कथं स्थापयन्ति सर्वेषां तद् सहजतया तद्भवतिवा तत्सर्वं परीक्षणं न कृतम् इति मन्ये अतः एतत् प्रत्यर्पयामि मया यत् धनं दत्तं तद् प्रत्यर्पयन्तु नो चेत् तत्र मया न्याय न्यायालयः गन्तव्यः भवति